भारतीयकलाकाराणां तु अवकाशः न्यूनः अथवा किञ्चित् प्राधान्यमपि न्यूनम् इति तत्र अर्धं सत्यं कुतयुक्ते कुत इत्युक्ते वयन्तु अल्पतृप्ताः कीर्तिकामुकाः न धनकामुकाश्च न एषां कीर्तिः अथवा धनम् अधिकम् अपेक्ष्यते यैः ते तु अवकाशार्थं सर्वत्र अटन्ति परन्तु ये तृप्ताः ते गृहे एव भविष्यन्ति बहुत्र न सञ्चरन्ति तस्मात् अवकाशः न्यूनः भवत्येव परन्तु मयि मनसि एवं वर्तते धनार्थं कीर्त्यर्थं ये सर्वत्र अटन्ति तेषां समीपे धनञ्च भविष्यति किर्तिश्च भविष्यति जगति सर्वत्र प्रचारः भविष्यति इति च तस्मात् अवकाशार्थं प्रयत्नः सदा करणीयः परन्तु कलाकाराणां मध्ये ये रसिकाः भविष्यन्ति सहृदयाः भविष्यन्ति तैः प्रोत्साहः दातव्यः यदि वयमेव अस्माकं कलाविदं न प्रोत्साहं दद्मः तर्हि कः यच्छति कः जानाति च गृहस्य अथवा समूहस्थित कश्चन प्रतिभावान् वर्तते चेत् तस्य प्रोत्साहनम् अवश्यं करणीयमेव नोचेत् अत्रस्थितसामान्यवैदिकः कश्चन काव्यगायनं करोति स्म केशवमूर्ति इति परन्तु अद्य सः पद्मश्रीप्रशस्तिमपि स्वीकृतवान् स्वीकृतवान् कथम् इत्युक्ते अवकाशः तादृश अवकाशः बहिस्थ आगतः तथा च प्रोत्साहनं सार्वजनिकैः सामाजिकैः सहृदयैः दत्तं तत् प्रोत्साहनं सर्वत्र करणीयं द्रष्टव्यं कस्य मनसि अथवा कस्य समीपे प्रतिभा वर्तते या कला वर्तते सा कला तु उद्धर्तव्या विशेषेण द्रष्टव्या आङ्गलभाषायां वदन्ति फ़ोकस् टु डु फ़ोकस् एवञ्च तत् कुर्मश्चेत् अवकाशस्य आधिक्यं भवत्येव तत्र नास्ति संशयः